हरि ओम् मम बाल्यकालादेव अस्माकम् गृहे भजन् गायनम् आसीत् ततः एव अस्म मम गायनरुचिः संवर्धितम् अस्ति यदा वयं भजन् गायामः भगवन्तं स्तुतिं कुर्मः तदा तस्य शब्दस्य तरङ्गाः बहु उत्तमरीत्या परिणामं ददाति मनसि एकरीत्या शान्तिस्थितिः आगच्छति एतद्रीत्या यदा गायनविषये चिन्तयामः सर्वे जानन्ति सप्त स्वराः सन्ति अनन्तरं तेषां सप्तस्वराणां मेलनेन अनेक गायनं वयं कुर्मः इति बाल्यकालादेव अस्माकं गृहे हार्मोनियम् आसीत् तस्य उपयोगं किञ्चित् कृतवन्तः अतः किञ्चित् श्रुतिज्ञानेन अनन्तरं किञ्चित् लयज्ञानेन तत्र तालमपि आसीत् लयज्ञानेन अहं तत्सर्वं कृतवान् अनन्तरं प्रौढशाला अनन्तरम् एकः अवकाशः लब्धः तदेव यक्षगाने एका प्रशिक्षण दातुं अथवा प्रशिक्षणं प्राप्तुम् अहं धर्मस्थलं ग् गतवान् तत्र यक्षगानस्य यदा प्रशिक्षणं प्राप्तं तदा अहं सम्यग्रीत्या ज्ञातवान् मम गायनप्रतिभां तथैव गायनप्रतिभा अनन्तरं गायनस्य कृते उपकरण उपयोगं सर्वं तत्र अहं ज्ञानं प्राप्तवान् एतद्रीत्या उत्तमज्ञानप्रापणार्थं भगवन्तं धन्यवादं समर्प्य विरमामि धन्यवादः